हरि ओं शिवा बोबैल्स् अस्ति वा आ अहम् एकम् उत्तमां दूरवाणीं स्वीकर्तुम् इच्छामि लभ्यते वा भवतामापणे आ मम समीपे वस्तुतः एका दूरवाणी पुरातनदूरवाणी अस्ति तां दूरवाणीम् एक्स्चेञ्ज् कृत्वा अहं नूतनां दूरवाणीं स्वीकर्तुमिच्छामि

मम समीपे सेम्सङ्ग् नोट् टेन् अस्ति अहं प्रायः भवतां पार्श्वे यद्यदस्ति कृपया वदन्तु तस्मिन्नहं वदामि अहं विंशतिसहस्र अभ्यन्तरे एवं भवेत् ट्वेन्टितौसन्ड् मध्ये आं सत्यम् आम् अस्तु

विवो कथं भवति सम्यक् भवति वा तत् ओ विवो मध्ये माडेल् किमस्ति आं सत्यम् इतोऽपि ओ एवं तर्हि तस्याः दूरवाण्याः फीजर्स् फीचर्स् ज्ञातुं शक्नोति वा शक्नोमि वा अहं आं कृपया वदन्तु आम् आम् आम्

ओ एवं रें कीयद्भवति इन्टर्नल् स्पेस् कीयद्भवति आं वेरन्टि किमपि वर्तते वा अस्याः

ओ एवं अस्तु आम् अहं परश्वः शक्नोमि वा आगन्तुं धन्यवादाः इतोऽपि ई एम् ऐ मध्ये अहं स्वीकर्तुं शक्नोमि वा तां दूरवाणीं ई एम् ऐ विषये अपि किञ्चित् कृपया वदन्तु कीयद्भवति प्रत्येकस्मिन् मासे कीयत् मया पूरणीयं

ओ एवम् आम् आम् ओ केवलं प्रत्येकस्मिन् मासे सप्तशतं मया करणीयं भवति तावदेव एवं सम्यक् किमपि डिस्कौण्ट् न भवति वा महोदय अत्र आमां बहु बहु धन्यवादः महोदय तर्हि अहं परश्वः आगमिष्यामि आं तां दूरवाणीं किञ्चित् पृथक् रूपेण स्थापयतु अहमागमिष्यामि अस्तु अस्तु महोदय धन्यवादः आं धन्यवादः